अद्यतनजनाः बोलिवुड्तः बहुप्रभाविताः सन्ति सङ्गीतकाराः प्रतिदिनं नूतनानि नृत्यगीतानि रचयन्ति जनाः नूतननृत्यानि दृष्ट्वा गीतानि च श्रुत्वा रोमाञ्चिताः मुदिताः भवन्ति भारतस्य शास्त्रीयं लोकनृत्यं च देशस्य समृद्धसंस्कृतेः प्रदर्शनस्य उत्तमः उपायः अस्ति तस्य लोकप्रियतायाः अत्र सीमा नास्ति तथा च जनाः अद्यापि एतानि नृत्यरूपाणि शिक्षितुं प्रयत्नं कुर्वन्ति भारतीय चलच्चित्रेषु प्रयुक्तस्य नृत्यशैल्याः नाम बालिवुड् नृत्यमस्ति अत्यन्तम् ऊर्जावत् रङ्गीणं च भारतीय नृत्यरूपं भङ्गडा गर्बा भारतीयगुजरातराज्ये उत्पन्नं च इति विश्वस्य अन्यैः नृत्यरूपैस्सह विलीनाः अभवन् अधुना प्रसिद्धं बालिवुड् नृत्यम् अस्ति